अहं प्रतिदिनं मम बैक्यानं द्विचक्रवाहनम् सम्यक्तया रक्षामि प्रातः गृहात् रात्रौ तु गृहे सन्स्थापयामि प्रातः बहिः स्थापयामि तदा एवं स्थापनसमये तस्य शुभ्रकरणं सप्ताहे एकवारं कर्तुम् इच्छामि किन्तु मासेऽपि न करोमि कदाचित् मासद्वये वाहनस्य शुभ्रं करोमि सत्यतः ब्यान्किङ्ग् प्रवासेषु विशिष्य तत्र चेक्द्वारा एव धनविनिमयक्रियां करोमि कदापि अधिकं धनं वित्तकोषात्तु हस्ते न स्वीकरोमि एटिएम्द्वारा अथवा आन्लैन् यु पि ऐ नेफ्ट्द्वारा मम वित्तकोषसम्बद्धः कार्यकलापान् करोमि अधिकं तदर्थं प्राधान्यं करोमि यतः अधिकं धनं स्वीकुर्मः कोषे कुत्रचित् स्थापयामः युतकस्य कोषे वा उरुकस्य कोषे वा स्थापयामः अधिकानि पत्राणि भवन्ति तर्हि एकं बहिर्निष्कासयामः चेत् सर्वाणि पत्राणि बहिर् दृश्यन्ते तदा नष्टं भवितुम् अर्हन्ति पत्राणि अतः नष्टानि भवन्ति चेत् ला कष्टाय भवति किल अतः धनं हस्ते न स्वीकरोमि अधिकम् अधिकाधिकम् इदम् तावत् डिमोनिटैसेषन् प्रभावः एव तत्तु अहं धन्यवादान् प्रकटयामि भारतसर्वकाराय यतः तद्वारा एव धनं हस्ते हस्ते विना अपि कार्याणि साधितुं शक्नोमि अहं तावत् धनम् अधिक धनेन विना आन्लैन् डिश्टल्द्वारा एव अहं राजस्थानं दिल्ली बेङ्गलूरः तिरुपतिः हैद्राबादः चेन्नै इत्यादिषु नगरेषु आन्लैन्द्वारा एव चीटिकाः क्रीत्वा विमानचीटिकाःभवन्तु रेल्चीटिकाः भवन्तु भौ लोकयानचीटिकाः भवन्तु एवं कृ एवं कृत्वा कार्याणि साधयामि अतः ब्यान्किङ्ग् विषये एतादृशी जागृकतां स्वीकरोमि पालयामि च